ग्रामे अस्माकं गृहे कूपः अस्ति क्षेत्रे अपि कूपः अस्ति गृहे यत्कूपः अस्ति तत्र बाहुभिः एव जलम् आकर्षयामि क्षेत्रे यदस्ति तत्र विद्युदुपकरणम् अस्ति तत्र बहुजलम् अपेक्षितम् इति कृत्वा विद्युदुपकरणं तत्र स्थापितम् गृहे केवलं स्नानार्थम् अन्यत् पाचनार्थं पाकार्थम् अपेक्षितम् इति कृत्वा तत्र विद्युदुपकरणं ना अपेक्ष्यते अतः विद्युदुपकरणस्य उपयोगः क्रियते अपि न क्रियते अपि